सर्वे स्वमातृभाषामिच्छन्ति मातृभाषया एव ज्ञातुं शक्ताः भवन्ति अधिकतया तदर्थं वित्तकोषीयपत्राणि मातृभाषायां भवन्ति चेत् वरम् इति सर्वे जनाः चिन्तयेयुः तत्रापि प्रादेशिकभाषाणां अभिवृद्धिः भवन्ति एवञ्च प्रादेशिकभाषां ये जानन्ति तेषां सौकर्यं भवति ते अन्यभाषाज्ञानं विनापि वित्त क्षेत्रे वित्तकोषेषु वा व्यवहर्तुं प्रभवन्ति नो चेत् ते भीताः भवेयुः तत्र व्यवहारे विमुखाः भवेयुः तादृश जनानां प्रेरणार्थं प्रादेशिकभाषया तत्र वित्तकोषीयपत्राणि भवन्ति चेत् उत्तमम् इति भाति एवञ्च तद्वारा वित्तकोषस्यापि लाभः भवति ते अधिकजनाः तत्र आगच्छन्ति तत्र विद्यमानविषयान् ज्ञातुं प्रभवन्ति ते व्यवहर्तुमपि शक्नुयुः चेत् शक्नुवन्ति चेत् तत्र लाभः वित्तकोषस्य भवत्येव ते स्वधनं स्थापयन्ति एवञ्च स्वीकुर्वन्ति तत्र भीतिः तेषां न भवति ये भाषाम् एव न जानन्ति तेषां विश्वासः न ज्ञायते न जायते तद्वारा विमुखाः भवन्ति तदर्थं तेषां विश्वाससम्पादनार्थं स्वप्रान्तीयभाषा तत्र निवेशः अपेक्षितः इति भाति